अस्माकं ग्रामे पित्रार्जितम् व्रीहिक्षेत्रम् अस्ति तत्र नैन्टीन् सेवेन्टि टू मध्ये कश्चन नीतिः आगतः यः भूमेः कृषिं करोति प्लावनं करोति स एव तस्य स्वामि इति तदा कश्चन मनुष्यः जनः यः अस्माकं क्षेत्रस्य समीपे वसति स्म सः सर्वकारीय अधिपत्रे पञ्जीकृतम् अकरोत् एतत् क्षेत्रं ममैव अहमेव तस्य कृषिं करोमि अतः मम एव क्षेत्रम् इति सर्वकारीय कार्यालये पत्रं दत्वा प्रतिपादनम् अकरोत् तत् सः विवादः न्यायालये बहु वर्षाणि यावत् न्यायप्रतिपादनार्थम् अभवत् अन्ते अन्ते तत्र अधिकारिणाः उत्कोचं स्वीकृत्य अवदन् ये भवतां कृषिक्षेत्रं नास्ति तत् तस्य जनस्य एव यः क्षेत्रस्य समीपे गृहे वसति तस्यैव इति अवदन् अस्माभिः तदनन्तरं न्यायालयं प्र प्रति गतवन्तः तत्र त्रिंशत्वर्षाणि यावत् तस्य विचारणा अभवत् अन्ते तस्य न्यायनिर्णयः कर्नाटकस्य उच्चन्यायालये अभवत् न्यायाधीशमहोदयैः तस्य विषये विस्तृतम् अधिपत्रं दत्वा एतत् क्षेत्रं अस्माकमेव तत्र स्थलीय कार्यालये राजकीयप्रेरितः भूत्वा अन्येषां ना नाम्नि एतत् क्षेत्रं पञ्जीकृतम् एतत् सम्यक् नास्ति अतः एतत् क्षेत्रं तु यः बहुदिनात् कृषिं यः कृतवान् तस्यैव अस्ति इति विस्तृतरूपेण न्यायनिर्णयं दत्तवान् न्यायाधीशः तदनन्तरम् सः यस्य भूमिः नास्ति सः आरक्षकाणां समीपं गत्वा एतत् क्षेत्रं ममैव न्यायालये मम परतः न्यायम् आगतवान् अस्ति अतः एतेषां हस्तक्षेपं निवारयन्तु इति पत्रं दत्तवान् आरक्षकाः तत्र उच्चं उत्कोचं स्वीकृत्य तस्य विषये तस्य परतः न्यायं दातुं प्रयतन् प्रयतिस्म प्रयतति स्म तदनन्तरम् अस्माभिः न्यायालये न्याये उच्चन्यायालये न्यायाधिशेन यत् न्यायं दत्तमस्ति तत् पत्रं प्रापयितुं बहु प्रयत्नं कृतवन्तः एकमासपर्यन्तम् किन्तु तत् प्राप्तुं न शक्यं शक्नुवन्तः तदनन्तरम् यः कोपि अधिकारणं तत्र कार्यालयः कुर्व कार्यं करोति स्म तं पृष्टवन्तः सः वदति भवान् एतत् एतत् विषये किञ्चित् धनं दातव्यम् उत्कोचरूपेण तदा शीघ्रातिशीघ्रं प्राप्यते इति किन्तु वयं तत् धातुं निराकृतवन्तः तस्मिन् समये सः तान् तान् तान् तत् जज्मेण्ट् अथवा न्यायाधीश्यस्य न्यायनिर्णायक पत्रं दातुं न इच्छति स्म तदा बहु प्रयत्नेन अन्ते वयं अस्माभिः तत्पत्रं बहु प्रयासेन स्वीकृतवन्तः एतत् न्यायालये ये जनाः जनाः ये कष्टम् अनुभवन्ति तस्य एकम् उदाहरणं वर्तते